मम प्रदेशस्य कला तथा कला उद्यमक्षेत्रस्य विकासविषये पत्रिकाः अधिकाः न दर्शयन्ति मम विचारः अस्ति तद्विषये अधिकं लेखनं लेखनीयम् इति यतो हि अद्यत्वे बालाः कलाविषये अधिकं न जानन्ति तन्निमित्तम् अस्माभिः पत्रिका मध्ये स्व स्वग्रामस्य स्व स्वप्रदेशस्य कलायाः विषये लिखन्ति चेत् बालाः जानन्ति किमर्थम् इत्युक्ते बालाः एव अस्माकं देशस्य भविष्याः भवन्ति अतः तद्विषये लेखितव्यम् अपि च तेषाम् अवगमने स्थापितव्यम् अहं तु एवं वदामि किन्तु पत्रिकायाः मध्ये अस्मिन् विषये कोऽपि न लिखन्ति किमर्थम् इत्युक्ते इदानीं कलाविषये अधिका इच्छा नास्ति किन्तु कला प्रदर्शनस्य विषये इच्छा अस्ति अतः यः कोऽपि कलामध्ये किमपि पारितोषकं स्वीकरोति चेत् विजेता भवति चेत् तद्विषये एव स्थापयन्ति किन्तु प्रदेशस्य मूलकला का अस्ति तद्विषये कोऽपि न लिखति तद् भवितव्यं लेखितव्यम् अपि च तस्य वर्धनार्थं कार्यं कर्तव्यं तद्विषये अपि लेखितव्यम् इति मन्ये